अहं क्याटल् ओर्डर् कृतमासीत् तद् दशदिनाभ्यन्तरे आगच्छतीति उक्तमासीत् परन्तु तत् पञ्चदिनेभ्यः अन्तरे एव आगतं पूर्वमेव आगतं बहु सम्यक् अस्ति अहं जलम् उष्णं कृत्वापि दृष्टवती बहु सम्यक् अस्ति तत्र किमपि डिफ़ाल्ट् नास्ति सम्यक् कार्यं करोति